आकाशवाण्यां वार्तां प्रसारयन्ति कदाचित् संस्कृत कार्यक्रमानपि प्रसारयन्ति एकं मुख्यविषयं स्वीकृत्य तत्र भाषणम् अपि कुर्वन्ति एतद् अस्माकं कृते बहु उपयोगं भवति अनन्तरं दूरदर्शनमिति पश्यामः चेत् दूरदर्शने अपि प्रतिदिनं निरन्तरं किं चलति अस्माकं परितः इति वार्तारूपेण यच्छन्ति तत् अस्माकं कृते एकः बोधः भवति संस्कृतमाध्यमेन इति कारणात् अनन्तरं मुद्रणम् इति पश्यामः चेत् अस्माकम् रूप्यकाणि नोट्मध्ये अपि मुद्रणं संस्कृतस्य द्रष्टुं शक्नुमः अनन्तरं वायुसेना जलसेना भूतले जलतले इत्यादि सार्वजनिकस्थानं प्रति वयं गच्छामः चेत् तत्र संस्कृतस्य लोगो इति ते स्वीकृत्य तत्र एतद् अनुकुर्वन्ति तत्र संस्कृतस्य लोगो वयं प द्रष्टुं शक्नुमः अनन्तरं विद्यालये धर्मस्थापनां कुर्वन्ति इति विद्यालयेषु तत्र संस्कृतस्य लोगो वयं द्रष्टुं शक्नुमः मठेषु धर्मक्षेत्रेषु मठेषु संस्कृतस्य लोगो वयं पश्यामः एल्लेसि इति गच्छामः चेत् तत्र अपि एतद् प्रसिद्धमस्ति सर्वत्र एल्लैसि इति वयं श्रुतवन्तः तत्र एल्लैसिमध्ये लोगो अस्ति योगक्षेमं वहाम्यहम् इति योगासेन्टर् सर्वे जानन्ति योगासेन्टर्मध्ये अपि संस्कृतस्य लोगो वयं द्रष्टुं शक्नुमः